मम यदि शिरोवेदना भवति अहं तु प्रायः सर् यः कोऽपि चिकित्सालयं न गच्छति केवलं गृहे एव उपचारं कुर्वन्ति अहं तु मम यदा शिरोवेदना भवति अहं तदा झण्डुबाम् इत्यादिकं अथवा एव साक्षात् घण्टाद्वयं निद्रां करोमि तेनैव साक्षात् तदपगच्छति पुनः केचन मम माता तु झण्डुबां स्थापयति सारिडान् टाब्लेट्स् स्थापयति पुनः यदि अधिकं भवति चेद् अधिकं भवति चेत् स्टीम् इत्यादिकं स्वीकृत्य तद् अपगन् तद् अपगच्छति अन्यथा अधिकं भवति पुनः मम पूर्वस्मिन्काले मम मातामही वा भवतु पितामही वा भवतु ते तु शुण्ठी इति वदन्ति किल तत् स्वीकृत्य तत् क्षीरे क्षिप्य तत् पिबन्ति स्म अन्यथा तत् शिरस्य उपरि स्थापयन्ति पुनः किञ्चित् तैलं तैलस्य मर्दनेन अपि शिरः शिरः तैलस्य मर्दनेन अपि